विश्वेऽस्मिन् यदि प्रवासङ्करोमि अहं भारतदेशस्थाने स्थलानि एव द्रष्टुम् इच्छामि विदेशान् गन्तुं नेच्छामि अहम् अतः एव श्रुतवती अमेरिकादेशः अतीव सम्यक् भवति सुन्दराः प्रदेशाः सन्ति तत्र प्रदूषणं नास्ति एवं जपान् देशस्य विषये अस्त्रालयः नाम आस्ट् आस्ट्रेलियादेशस्य विषये एवम् अतीव श्रुतवती परन्तु एकवारमपि गत्वा द्रष्टुं नेच्छामि मम कृते जन्मभूमिः भारतदेशः एव स्वर्गः अतः कुत्रापि गन्तुं नेच्छामि अहम्